स्वास्थ्यरक्षणार्थं रोगनिवारणार्थञ्च प्रतिदिनम् उत्तम आहारपद्धतिम् अनुसरामि प्रतिनित्यं योगाभ्यासं करोमि स्वास्थ्यजीवनस्य क्रीडा अपि कारणं भवति अतः प्रतिदिनं क्रीडार्थं गच्छामि स्वास्थ्यजीवनस्य सूत्रम् आयुर्वेदे बहुधा निरूपितम् अस्ति तम् अनुसृत्यापि स्वास्थ्यरक्षणं रोगनिवारणञ्च कर्तुं शक्यते गृहस्य परितः स्वच्छता अपि स्वास्थ्यरक्षणार्थं मुख्यं कारणं भवति प्रति प्रतिनित्यं मितः जलं पिबेत् प्रतिनित्यं सम्यक् निद्रां कुर्यात् धूमपानं सुरापानादिकं न कुर्यात् आहारे शर्करस्य तथा लवणस्यापि नियमितप्रकारेण उपयोगं कुर्यात् स्वास्थ्यरक्षणार्थं पुनः पुनः तैलाभ्यङ्गं कुर्यात् यदि शरीरे रोगस्य लक्षणानि दृश्यन्ते तर्हि झटिति वैद्यानां सन्दर्शनं कर्तव्यं एवं इत्यादिविषयानां पालनं क्रियते चेत् स्वस्थरक्षणं रोगनिवारणञ्च सम्यक् कर्तुं शक्यते